मम इष्टतमं भूविन्यासः इत्युक्ते पर्वतेषु पर्वतेषु हिमालयः इति बहु बृहन् पर्वतः तर्हि तत्र पर्वतारोहणम् अहमिच्छामि यदा कदापि समयः लभेत तदा तत् पूर्णं भविष्यति वनेषु तु वनेषु किम् कुत्रापि अस्माकं विदर्भप्रदेशे यः कोपि वनं वर्तते तत्र अटनम् इच्छामि अटितुम् इच्छामि तत्र हिमावृतपर्वतेषु अथवा वनेषु मह्यं तु हिमाचल्प्रदेशः बहु रोचते तत्रत्य नैसर्गिकी सम्पदं द्रष्टुमिच्छामि अनन्तरं तत्र किमपि वनं स्यात् वा तत्र अटनं शक्यते अनन्तरम् तत्र किमपि तत्रत्यैव पर्वतः पर्व तत्रैव पर्वतारोहणं कर्तुम् इच्छामि तावदेव